अहं प्रथमवारं पाकं शृङ्गेरिं गत्वा यदा शास्त्रीमध्ये आसम् तस्मिन् समये अहं शृङ्गेरिं पठनार्थं शास्त्रीमध्ये आगतवान् तस्मिन् समये अत्र अहं चिन्तितवान् गृहात् किं क्यान्टीन् अथवा मेस् आसीत् अस्ति प्रायः परन्तु अत्र आगत्य किमपि न मेस् अस्ति अनन्तरं किमपि न आसीत् तस्मिन् समये अहं चिन्तितवान् किं करिष्यामि अग्रे यदि अहम् अत्र पठामि अत्र सम्यक् अध्ययनं करिष्यामि चेत् खादनं तु भोजनं तु अवश्यमेव अश् अवश्यमेव जायते यदि भोजनम् एव न खादामि चेत् कथं कथम् कथं शरीरस्य वृद्धिः भवति एतत् सर्वं विचिन्त्य अहम् एकं दिनम् एकं दिनं मम सहपाठिनः यथा द्विवेदपाठी आसीत् अनन्तरम् अनन्तरम् प्रसीदः आसीत् सः मम निर्देशनं करोति कथम् कथं किमर्थं कथं पाकं करिष्यामि प्रथमदिनं अहम् ओदनम् अनन्तरं रोट् अनन्तरं सूपः निर्माय निर्म् निर्मितवान् तदनन्तरम् अहं मध्ये मध्ये शाकम् इत्यादिकम् आसीत् तेषां तस्य कर्तनम् अपि करोमि अनन्तरं कर्तनं कृत्वा अहं स्थालिकायाम् इस् स्थालिकायाम् स्थापयित्वा अहम् अहं सम्यक् रूपेण अनन्तरम् इदानीमहं शिक्षा शास्त्रीमध्ये अस् अस्मि अत्र तु सम्यक्रूपेण अहम् पाकं कर्तुं जानीमः अथवा सम्यक्रूपेण पाकं पाकं करणीयं मम अवश्यम् अस्ति इदानीम् अहं फ़ोर् हण्ड्रेड् जनानां कृते अपि एकवारं राजीवगान्धी मध्ये भोजनं पाकं कृतवान् अस्तु